मम प्रियपत्रिका अस्ति असम प्रदेशस्य स्थानीयपत्रिका दैनिक आसाम् इति अस्यां पत्रिकायां सर्वदा राजनैतिकविषयाः तथा च यूनां कृते उद्योगावसराः विविधविषयाणां विज्ञापनं तथा च राष्ट्रीय अन्ताराष्ट्रियाः च क्रीडायाः स्पर्धायाः विषये च तत्र उल्लिखितं भवन्ति तत्र जनानां कृते यथोचित् अधिकं बाह्यिकवस्तूनां तत्र उल्लेखं न भवति तत्र जनानां कृते यानि विषयाणि प्रयोजनानि भवन्ति तेषां विषये अत्र उल्लिखितं भवन्ति अतः मम प्रियपत्रिका वर्तते दैनिक आसाम् इति